सद्यः काले प्रचलितविषयेषु सर्वतः प्रसिद्धविषयः वर्तते जि ट्वेण्टिट् इति कार्यक्रमः प्रायः वि विंशतिदेशेभ्यः तेषां देशानां मुख्याः अस्माकं देशं प्रति आगताः आसन् अध्यक्षरूपेण अस्मिन् वर्षे भारतम् अस् अस्य अध्यक्षरूपेण इति आसीत् अस्माकं देशस्य आदरणीयप्रधानमन्त्रिमहोदयः तस्य अध्यक्षः र् अध्यक्षरूपेण कार्यं कृतवानिति धन्यवादः